अन्तर्जालस्य तथा तन्त्रज्ञानस्य च आविष्कारात् संस्कृतभाषायां तु परिवर्तनं तादृशं महत् किमपि न जातमस्तीत्येव वक्तव्यम् एकं परिवर्तनं तु किमित्युक्ते पूर्वं ये ग्रन्थाः सन्ति सुलभतया न उपलभ्यमानाः तेषाम् अन्वेषणं तु अत्यन्तं दुष्करमेव आसीत् सम्प्रति तु स्मार्ट् फ़ोन् माध्यमेन तत्र अस्माभिः ये ग्रन्थाः प्राप्तुं शक्यन्ते अन्तर्जालस्य सहायेन पुनः अन्यत् परिवर्तनमित्युक्ते ये जनाः गुरोः अन्वेषणं कृत्वा यत्किमपि शास्त्रं ज्ञातुम् इच्छन्ति तेषां कृते पूर्वं महान् क्लेशः एव आसीत् सम्प्रति तु अन्तर्जालमाध्यमेनापि संवहनं सम्भवति इत्यतः अत्रापि एकं जनात्मकं परिवर्तनं जातमस्तीति चिन्तयितुं शक्यते अन्यत् किमपि तथापि तथा महत् परिवर्तनं तु न दृश्यते इदं द्वयमेव इति चिन्तयितुं शक्यते